संस्कृतसाहित्यं भारतस्य प्राचीनं तथा समृद्धं साहित्यम् अस्ति अस्य साहित्यस्य विस्तारः अत्यन्तं विशालः अस्ति अत्यन्तम् आवश्यकमपि अस्ति यः भारतस्य सांस्कृतिकं धार्मिकं तात्त्विकं च जीवनं प्रति प्रतिबिम्बम् अपि अस्ति संस्कृतं भाषा प्राचीनकाले वैदिकग्रन्थेषु काव्येषु नाटकेषु तत्त्वशास्त्रेषु इतिहासग्रन्थेषु अनेकेषु ग्रन्थेषु च उपयुक्तम् आसीत् अतः संस्कृतसाहित्यं वैदिकं लौकिकं च लौकिकं च द्विविधं प्रायः विभक्तं दृश्यते प्रथमं वैदिकसाहित्यम् इति किञ्चित् विषयम् ज्ञातुम् आवश्यकं वैदिकसाहित्यं संस्कृतसाहित्यस्य प्रारम्भिकं रूपम् अस्ति अस्मिन् एव साहित्ये वेदाः उपनिषदः ब्राह्मणग्रन्थाः ब्राह्मणग्रन्थाः अरण्यकाः च मुख्यतयाः अन्तर्भवन्ति वेदाः चत्वारः सन्ति ते ऋग्वेदः यजुर्वेदः सामवेदः अतर्ववेदः एते धर्मस्य यज्ञविदेः तत्त्वज्ञानस्य च स्रोतः भवन्ति उपनिषदः शतादिकाः सन्ति अद्वैततत्वस्य प्रतिपादनं कुर्वन्ति यत्र ब्राह्मणः ब्रह्मणः ज्ञानं आत्मज्ञानं च वर्णितम् अस्ति वैदिकसाहित्यम् आध्यात्मविद्यायाः आधारभूतं च मान्यते द्वितीयं लौकिकसाहित्यं वैदिककालात् परं विकसितम् अस्ति एतत् लौकिकसाहित्यम् अस्मिन्नेव साहित्ये महाकाव्यानि नाटकानि नीतिशास्त्रग्रन्थाः पुराणानि च अन्तर्भवन्ति महाकाव्येषु रामायणं तथा महाभारतं प्रसिद्धतमः स्मः कालिदासस्य काव्यानि तथा अभिज्ञानशाकुन्तलं कुमारसम्भवं रघुवंशम् इत्यादयः संस्कृतसाहित्ये उत्कृष्टस्थानं धारयन्ति अस्य लौकिकसाहित्यस्य माध्यमेन मान मानवीयभावनाः काव्यकौशलं धर्मनीतिः च उत्कर्षेण प्रतिपादिताः सन्ति तृतीयं तत्त्वशास्त्रं संस्कृतसाहित्ये महत्वपूर्णं स्थानं महत्त्वपूर्णं स्थानं धारयति भारतस्य प्रसिद्धं तत्त्वदर्शनं संस्कृतभाषायां निर्मितम् अस्ति साङ्ख्यं योगः न्यायः वैशे वैशेषिकः मिमांसा वेदान्ताः इत्यादयः षड्दर्शनानि अत्र प्रमुखानि अत्र तत्वज्ञानस्य विवि दृष्ट्या धर्मस्य मोक्षस्य च मार्गाः विषदीकृताः सन्ति भगवद्गीता भगवद्गीतापि तत्त्वज्ञानस्य महत्त्वपूर्णग्रन्थः अस्ति यः मानवस्य जीवनस्य कर्तव्यं च धर्मं प्रतिपादयन्ति चतुर्थं पुराणानि अपि संस्कृतसाहित्ये अत्यन्तं प्रासङ्गिकानि सन्ति अष्टादश पुराणानि सन्ति विष्णुपुराणं शिवपुराणं भागवतपुराणं च प्रमुखानि पुराणानि भवन्ति यत्र धार्मिककथाः देवीदेवताः सृष्टिस्थितिलयविचारा च वर्णिताः सन्ति एते ग्रन्थाः धार्मिकदृष्ट्या विशेषमहत्वं प्राप्नुवन्ति अतः संस्कृतसाहित्यस्य विस्तारः अत्यन्तः व्यापकः अस्ति अस्मिन्नेव साहित्ये वैदिकज्ञानस्य काव्यस्य तत्त्वज्ञानस्य धर्मस्य नीतिशास्त्रस्य च अद्वितीयसंवर्धनं दृश्यते संस्कृतभाषा एव भारतस्य सांस्कृतिकसमृद्ध्येः ज्ञानपरम्परायाः च विरोधः अस्ति यः अनादिकालेभ्यः विद्यमानः अस्ति